भारतदेशे शिक्षणव्यवस्था कथम् अस्ति अन्यैः दे देशैः तुलनया इयं कीदृशी वर्तते अवधातव्याः परिवर्तनीयाश्च अंशाः वस्तुतः अत्र चिन्तनीयाः सन्ति आहत्य भारतदेशस्य मूलः उद्देशः कः भारतदेशस्य मूलम् उद्देशानुसारम् अत्र ये जनाः भवन्ति तेषां शिक्षणव्यवस्था वर्तते वा इति प्रश्नः कर्तव्यः भारतदेशस्य सर्वान्तरङ्गस्य विषयः अत्यन्तं प्रधानभूतः विषयः तिलकायमानः विषयः इत्युक्ते धर्मः धर्ममन्तरं भारतं जीवितुं जगतितले न शक्नोति यतः धर्ममूर्तिः श्रीरामः अस्य राष्ट्रस्य राष्ट्रपुरुषः मूलदेवः एवं देशस्यापि कणे कणे स्थाने स्थाने कोणे कोणे अस्माभिः सम्प्राप्यमाणाः अंशाः जीवन चरित्राणि अथवा कथाः प्रसङ्गाः अथवा महान्तः सङ्घर्षाः ये केचित् युद्धविशेषाः तत्र सर्वत्रापि मूलकारणं बहुधा धर्मः एव भवति अतः धर्मं केन्द्रीकृत्य संस्कृतेः सम्पोषणाय अत्र शिक्षणव्यवस्था कल्पनीया परन्तु शिक्षणव्यवस्था कथम् अस्ति पाश्चात्य जनैः आक्रमणकाले अत्र यः यः यः शिक्षणक्रमः आरोपितः सः एव क्रमः बहुधा अत्र प्रवर्तमाना अस्ति अतः सः शिक्षणक्रमः निर्मूलनीयः इति कारणतः राष्ट्रीयः शिक्षणनीतिः एन् इ पि शिक्षणनीतिः अत्र समानीता आहत्य शिक्षणे द्विधा भवितुम् अर्हति चिन्तनम् एकं तु तत्र इण्डो इ योरोपियन् सिस्टम् आफ़् एजुकेशन् अमेरिकन् सिस्टम् आफ़् एजुकेशन् इति द्विधा भवति इण्डो युरोपियन् सिस्टम् आफ़् एजुकेशन् इत्यत्र आहत्य कञ्चित् स्तरं यावत् दशमकक्षां यावत् अथवा कञ्चित् द्वादशकक्षां यावत् सः जनः यः कोपि वा स्यात् सर्वमपि तत्र पाठ्यक्रमे निवेषितं पठेदेव षड् विषयाः चेत् षडपि विषयान् सः पठेदेव

सः चित्रकलाम् अध्येतुम् इच्छति चेत् तस्य तत्र अवकाशः काञ्चित् कलाम् अध्येतुम् इच्छति चेत् तत्र तस्य अवकाशः अथवा सः किञ्चित् कृषिम् अध्येतुम् इच्छति चेत् तत्र तस्य अवकाशः एवं बहुधा तत्र तेषाम् अवकाशः स्वातन्त्र्याणि च सन्ति इदम् उभयत्रापि गुणाः दोषाश्च सन्ति अत्र एवं परिशील्यमाने बाल्यकाले उत्साहः महान् भवति प्रवृत्तयः विशिष्टाः भवन्ति परन्तु ज्ञानम् अल्पम् भवति किञ्चित् प्रौढकाले ज्ञानं भवितुम् अर्हति परन्तु उत्साहः अथवा विशेषतः कर्तुं परिस्थितयः अनुकूलाः न भवितुम् अर्हन्ति अतः बाल्यतः एव किञ्चित् अंशमात्रेण वा अथवा किं पर्सन्टेज् इति वदामः तन्मात्रेण वा अभीष्ट विषयेषु विशेषः अध्ययनाय अवकाशः कल्पितश्चेत् अत्यन्तम् उत्तमं भवति यतः विशिष्ट विषयेषु अध्ययनाय राष्ट्रीयशिक्षणनीतिः अपि अनुकूला अस्ति इति वयं सर्वेपि सन्तुष्यामः एतेव अंशाः अत्र अवधातव्याः किञ्च अत्र परिवर्तनीयं किम् इति अस्ति अत्र अस्ति एकम् अभिप्रायम् अत्र अहं प्रकटयितुम् इच्छामि भारतस्य अत्यन्तं शक्तिः सर्वेषामपि शक्तिः सर्वभाषाणामपि शक्तिः इत्युक्ते धर्मस्य शक्तिः सर्वात्मना सर्वदा अपि शक्तिः इत्युक्ते संस्कृतभाषा एव अस्ति अतः प्रथमकक्षातः सर्व भाषा सर्व राज्येषु सर्व कक्षासु सर्व स्थानेषु अपि संस्कृतभाषायाः अध्यापनं भवतु संस्कृतभाषायाः अध्यापनम् अनिवार्यमिति न अत्यन्तं प्रीत्या भवेत् तत्र संस्कृतभाषायाः अध्यापनम् तत्र विशेषतः सुभाषितानि कथाः तत्र नीतिपोषकाः विचाराः उपनिषदः केचन अंशाः एते अंशाः अध्यापिताः चेत् अत्यन्तं पर्याप्तम् एवम् अस्ति चेत् निश्चयेन भारतस्य सर्वेपि जनाः भारतीय चिन्तनानि वहन्ति किञ्च तदनन्तरं किञ्चिदेव रामायणं महाभारतं कथाग्रन्थाः धर्मस्य विचाराः पूजाव्यवस्था स्यात् अथवा संस्कारस्य विचाराः स्युः तत्वानि स्युः एते अंशाः क्रमशः वर्धयितुं शक्याः एते अत्यन्तं प्राथमिकाः अंशाः सन्ति एतान् अंशान् अवश्यं वयं शिक्षामहे तेनैव भारतस्य रक्षणं शिक्षणव्यवस्था सम्यक् भविष्यति अतः आग्रहपुरस्सरम् इति न प्रीतिपूर्वकं संस्कृतस्यापि पाठनं भवेत् अत्र एकः अंशः योजनीयः चेत् अध्येतुः छात्रस्य इमोशनल् कोशन्ट् पुनः इन्टलिजेन्ट् कोशन्ट् इति द्विधा भवति बौद्धिकसामर्थ्यं पुनः प्रतिभासामर्थ्यम् अथवा भावनात्मकसामर्थ्यम् इति वयं वदामः एतयोः उभयोः अपि सम्यक् सम्यक् समागमेनैव संगमेनैव प्रतिभा अपि अथवा नवोप नव नवाचाराः अपि अत्र प्राप्यन्ते अतः भाव भावकोशवर्धनार्थं पुनः बुद्धिकोशवर्धनार्थं च शिक्षणव्यवस्थायां तत्र पाठ्यक्रमव्यवस्थाः अपि कल्पनीयाः इदानीं क्रेडिट् इति व्यवस्था अपि समागता अस्ति राष्ट्रीय शिक्षणनीत्यनुगुणम् तत्र क्रेडिट् व्यवस्था अभीष्ट विषयेषु अपि भविष्यति चेत् तदनुसारेण जनाः परम्पराः पुनः बालाः वर्धिष्यन्ते परन्तु इदमपि अस्माभिः अवधातव्यं महानगरेषु आधुनिकशिक्षणपद्धतेः अपेक्षया तत्र प्रभातगुरुकुलं पार्शियल् गुरुकुलं वेकेशन् गुरुकुलं पुनः गुरुकुलव्यवस्था भारतीय संस्कृत्यनुगुणम् भूयिष्ठाः शालाः एवं बहुधा वर्धमाना वर्तते शिक्षणव्यवस्था इदमपि अवधातव्यम् इदम् अवगत्य युग प्रवृत्तिं च ज्ञात्वा सनातनं शिक्षणं नीतिः योजनीया या च शिक्षणनीतिः सर्व काल उपयोगिनिः सर्व सन्तोषिणिः भवति ज्ञान प्रदायिनिः सरलजीवन प्रख्यापिनिः भवति सा शिक्षणनीतिः भवतु इति अहम् आशासे